नमस्ते ह नमस्ते भव ब भवान् कुशलं वा हा कु कुशलोस्मि अहं

पठं पठ्यविषये वा अनुक्रमणिका पठ्यानुक्रमाणिकविषये अस्ति वा

अत्र व्याकरणविभागे व्याकरणविभागे प्रथमं प्रतमं तु संज्ञाप्रकरणम् अस्ति किल सं संज्ञा प्र संज्ञाप्रकरणमस्ति संज्ञाप्रकरणे अत्र संयोगसंज्ञा पदसंज्ञा त तदा संहितासंज्ञा गुरुसंज्ञा लघुसंज्ञा इत्यादयः सन्ति तदनन्तरे सं संज्ञाप्रकरणानन्तरं व्या माश्वरसूत्राणि सन्ति ब ब भवान् माहेश्वसूत्रं सूत्रं प्रति सम्यक् पाठ्यम् अतः अतः ह अतः एव भवान् सम्यक् पाठयतु माहेश्वरसूत्र व् विषयं पाठयतु अहं संज्ञाप्रकरणं पाठयामि अग्रिमवर्षे

तत्र कति सूत्राणि सन्ति हा कति सू कति माहेश्वरसूत्राणि कति सूत्राणि सन्ति चतुर्दश इति वक्तुं शक्यते हा

तदनन्तरं तदनन्तरे तदनन्तरे माहेश्वरसूत्रस्य माहेश्वरसूत्रस्य मुख्यप्रयोजनं किम् मुख्यं प्रत्याहारसंरचना प्रत्याहारः यन् अक् अच् इत्यादिप्रत्याहाराः कर्तुं शक्यन्ते हा प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णाः यत्र सः प्रत्याहारः सः अतः एव माहेश्वरसूत्रस्य मुख्यप्रयोजनं प्रत्याहाररचनं

हा हा शक्यते शक्यते शक्यते माहेश्वरं माहेश्वरसूत्रं सूत्रं बहु सुलभम् अस्ति वर्णः न केवलं वर्णमालाविचारः अत्र परिगण्यन्ते वर्णमालविचाराः संस्कृतवर्णमाला कति वर्णानि सन्ति ते वर्णाः एव अत्र माहेश्वरसूत्रे सूत्रजालरूपेण व्यवस्था व्यवस्थितम् अस्ति अण्ण् अक्क् अच् ह्म् हा सन्धिः तदनन्तरं सन्धिः भागः सन्धिभागे हल्सन्धिप्रकरणं स प सर्वप्रथमम् अच्सन्धिप्रकरणम् ह्म् अच् हा अष्ट अष्ट अष्ट सन्धिः सन्ति सन्धयः सन्ति अच् सन्धिप्रकरणे अष्ट सन्धयः सन्ति तदा तदनन्तरे य हल्सन्धिप्रकरणम्

प्राप्य प्राप्तं वा अत्र हल्सन्धिप्रकरणे वा हल् हल्सन्धिप्रकरणे वा सर्वप्रथमं श्चुत्वसन्धिः म् कति सन्धयः सन्ति हल् हल् सन्धिविभागे कति सन्धयः सन्ति अष्ट अष्ट अष्ट सन्धयः स ह्म् सन्ति तदनन्तरं हल् अच् प्रथमं श्चुत्वसन्धिः प पाने पाणिनीयसूत्रं किं श्चुत्वं श्चुत्वसन्धिः सन्धेः पाणिनीयसूत्रं किम् उदाहरणं उदाहरणं वदतु अत्र ह्म् इत् इत्यदुपेन हा एकम् उदाहरणं हा अनुनासिकसन्धिः ह्म् मोनुस्वारः इति मोनुस्वारः इति अनुस्वारसन्धिः पररूपम् परसवर्णसन्धिः पूर्वसवर्णसन्धिः इति इत्यादिसन्धयः सन्ति उदा उदाहरणेन दृष्टीकर्तुं शक्यते उदाहरणेन वक्तुं शक्यते सन्धिः सन्धयः शक्यते शक्यते शक्यम् अस्तु अस्तु धन्यवादः अस्तु धन्यवादः